अस्माकं शे क्षेत्रे तु क्रीडाङ्गणेषु क्रीडाकार्यक्रमाणां सञ्चालनाय बहु सम्यक् अनुकूलं प्राप्यते तथा किमपि क्लेशः इति किमपि नास्ति उच्यते तत्र कः व्यवस्था का व्यवस्था आवश्यकं तत् सर्वं कृत्वा दीयन्ते तथा तथापि अस्माभिः गत्वा एकवारं परिशीलनं करणीयं कथम् अस्ति सर्वं सम्यक् कृतवन्तः वा न वा इति यद् किं यद् वदामः तद् व्यवस्थां कृत्वा दास्यन्ति एव तथा किमपि नूतनतया कृत्वा ददातु इत्यपि किमपि न वदन्ति सम्यक् एव भविष्यति सञ्चलनाय विशेष अनुकूलम् इति नास्ति बेसिक् यावद् अवश्यकं तावत् दास्यन्ति एव तथा किमपि बहुकष्टेन अनुकूलं कृत्वा कृत्वा दत्तवन्तः तादृशी किमपि तादृशी स्थितिः किमपि नास्ति बहु सरलतया एव कृत्वा ददाति अस्माभिः बहु कष्टं क कष्टेन स्वीकरणीयं तथा किमपि नास्ति यदि क्रीडाङ्गणं गच्छामः किमपि आवश्यकम् इत्युक्ते क्रीडानिमित्तं वा भवतु क्री क्रीडकाः यत् के भवन्ति तेषां कृते किम् आवश्यकं ते अनुकूलं कृत्वा सर्वं ददाति सर्वं क्रीडां द्रष्टुम् ये आगच्छन्ति तेषां कृते तु अनुकूलं भविष्यति एव क्रीडानिमित्तम् अन्यत् किम् अवश्यकं बहु सम्यक् तद् तद् बहु तद् बहु सम्यक् भविष्यति पुनः मम अन्यः एकः विषयः